नमस्कारः आम् आम् आगच्छतु स्वागतम् उपविशतु अस्तु वदतु आदौ भवत्याः विषये वदतु भवत्याः नाम किम् मधुस्मितादास् उत्तमं भवत्याः परिचयं पूर्णपरिचयम् एकवारं वदतु गृहं कुत्र किं करोति अस्तु सम्यक् पूर्वम् अध्ययनं पी जी इत्यादिकं जातम् जातमस्ति

अच्छा विद्यालये शिक्षकरूपेण कार्यं कृतवती एवं भवती सङ्गणकं जानाति कम्प्यूटर् अस्य चालनं जानाति कथं टैपिङ्ग् इत्यादिकं सर्वं कर्तुं शक्नोति शक्नोति सम्यक् बहु सम्यक् उत्तमं अस्तु भवती किमर्थम् उद्योगं कर्तुमिच्छति अत्र न वा उद्योगस्य आवश्यकता धनस्य विषये उद्योगं कर्तुमिच्छति वा अथवा किमर्थमिच्छति उद्योगं कर्तुम् अच्छा अच्छा धनमपि किञ्चित् आवश्यकम् उद्योगे किञ्चित् ज्ञानमपि प्राप्तुम् इच्छति इति कारणेन उद्योगम् आवश्यकम् सम्यक् सम्यक् अस्तु भवत्याः मम कार्यालये कार्यालयः तु एषः अस्ति भवती प्रतिदिनं गमनागमनं कर्तुं शक्नोति कारणं दशवादने अत्र प्राप्तव्यं पञ्चवादनपर्यन्तम् अत्र भवितव्यमिति अस्ति प्रतिदिनं गमनागमने क क्लेशः नास्ति अस्तु सम्यक् अस्तु उत्तमम् बहुसम्यक् मिलामः धन्यवादः